भारते आस्तिकनास्तिकभेदेन दर्शनानां द्वेधा विभागः क्रियते वेदस्य प्रामाण्यं यानि दर्शनानि अङ्गीकुर्वन्ति तानि आस्तिकदर्शनानि यानि च वेदस्य प्रामाण्यं न अङ्गीकुर्वन्ति तानि नास्तिकदर्शनानि त्रीणि नास्तिकदर्शनानि षड् आस्तिकदर्शनानि च वर्तन्ते नास्तिकदर्शनानि चार्वाकदर्शनं जैनदर्शनं बौद्धदर्शनम् इति बौद्धदर्शनस्यापि पुनः चत्वारः भेदाः सन्ति माध्यमिकदर्शनं योगाचारदर्शनं सौत्रान्तिकदर्शनं वैभाषिकदर्शनं च इति षड् आस्तिकदर्शनानि न्यायदर्शनं वैशेषिकदर्शनं साङ्ख्यदर्शनं योगदर्शनं पूर्वमीमांसादर्शनम् उत्तरमीमांसादर्शनं च अत्र उत्तरमीमांसापदेन वेदान्तदर्शनं बोध्यते